वार्तामाध्यमेषु तत्र ये विषयाः चर्चायाम् आगच्छन्ति ते सर्वेपि प्रायेण ये तावत् तात्कालीनाः प्रसिद्धास्य विषयाः ते एव आगच्छन्ति परन्तु ग्राम्यक्षेत्रेषु ये विषयाः सन्ति तत्र ग्रामीणानां जनानां ये कष्टानि भवन्ति तद्विषयिकी चर्चा तु वार्तामाध्यमेषु न दृश्यन्ते एव केवलं केवलं नागरिकं नगरं नगरस्थविषयाः एव चर्चा चर्च्यन्ते एतादृशी परिपाठी अवश्यं परिसमापनीया सर्वे विषयाः चर्चनीयाः